हा नं ह नमोनमः इन्स्पेक्टर् महोदय अ अहं तु सम्यक्तया कार् चालनं करोति परन्तु मध्ये किञ्चित् समस्या भवति सर्वदा तु नास्ति यदा कदा किञ्चिद्भवति नास्ति महोदय व्यवधानस्य कारणम् एवम् अस्ति तत्र ट्राफ़िक् व्यवस्था सम्यक् नास्ति ट्राफ़िक् ब् न नास्ति महोदय अस्माकं अस्माकं वार्तां तु श्रुणोतु भोः अस्माकं वार्तां श्रुणोतु तत्र ट्राफ़िक् व्यवस्था सम्यग्नास्ति ट्राफ़िक् व्यवस्था सम्यक् नास्ति इत्युक्ते म् वारंवारं कार् चालने अहं स्वयं दृष्टवान् अहम् ओह् अहं स्वयं दृष्टवान् न अहं तु स्वयं दृष्टवा मार्गे ट्राफ़िक् व्यवस्था सम्यक् नास्ति इत् अपर लैन् तः अपर लैन् बैक् यानं कार्यानम् आगतम् आगतम् एतदर्थमहं किं करोमि मध्ये किञ्चित् व्यवधानम् उत्पद्यते एवमस्ति अ नास्ति नास्ति

आमाम् आम् महोदय आ स स न सर्वं तु न जानामि किञ्चिज्जानामि यत् भवान् किमपि बोधयति चेत् बहु सहायं भवति आं हा आमाम् जानामि सङ्केतमाध्यमेन तु गन्तुं शक्यते अस्तु महोदय करोमि सर्वं पालनं करोमि अहम् आमाम् धन् धन्यवादः